हलो अहं किञ्चित् मानसिकाः अस्वस्तः भवति तस्य किं किं कार्यं मम नाम श्रीनिवास इति मम नाम किञ्चित् शिरोवेदना इत्यादिकम् आगत्य पतनीयं किञ्चित् प्राब्लं भवति मम दिनचर्यं प्रातः उषःकाले अहं अधीतवान् अहं हा हा हा अनन्तरं खादनं करोमि आ आ आम् आम् काले कालेज् मध्ये अहं आगतवान् अत्र कालेज् अपि पठनीयं नास्ति मनो भवति मनो न आम् आं सम्यक्तया भवति तत् किञ्चित् प्राब्लं भवति आमाम् श्रोतुं मनो नास्ति किं करणीयं भोः

किं योगविशेषः करणीयं आं प्राणायामे मन्त्रः अस्ति वा आ तत् तत् कथं करणीयं तत् कथं करणीयं आं तस्य न तस्य नं तस्य नम्बर् आं सः कुत्र अस्ति तस्य नाम नटराज् जोषि इति सः प्रसिद्धः भवति हा हा आम् आं आम् कथं करणीयं सः उक्तः वा आं तस्य तत् तत् पश्चात् आम् आं

किं देवालयं आं आम् आम् आम् अस्तु अस्तु अहं वैद्यालयम् आगतवान् वैद्यालयम् आगतवान् बोः